महाभारतं नाट्यशास्त्रम् इत्यादिग्रन्थविषये पञ्चमवेदः इति कश्चनः उल्लेखः दृश्यते अयम् उल्लेखः साधुर्वा असाधुर्वा इति विद्वल्लोके चर्चा तु महती वर्तत एव न हि वेदतुल्यं किञ्चित् भवितुम् अर्हति इत्यपि नैकेषाम् आशयः अथापि महाभारते सर्वम् उल्लिखितं वर्तते इति कृत्वा पञ्चमवेदत्वेन महाभारतं ग्राह्यम् इति कश्चनः पक्षः लोके वरीवर्ति कुतः इति चेत् कश्चनः श्लोकः स्मृतिपथम् आयाति धर्मे अर्थे च कामे च मोक्षे च भरतर्षभा यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति अस्य श्लोकस्य भावः अयं धर्मः अर्थकामोक्षविषयेषु यः उल्लेखः महाभारते दृश्यते सः एव उल्लेखः महाभारतात् अन्यत्र अपि वयं द्रष्टुं शक्नुमः इति परम् महाभारतात् अन्यत्र यदि एतेषु विषयेषु उल्लेखः न प्राप्यते तर्हि इदमवगन्तव्यं महाभारते अपि अस्य विषये उल्लेखो न वर्तते इति इत्थं महाभारतस्य वैशिष्ट्यं वर्तते अतः पञ्चमवेदः इति सूक्तिः किञ्च नाट्यशास्त्रं भरतमुनिना लिखितम् इदमेव नाट्यशास्त्रम् अतीव प्राचीनम् इति कथयन्ति किञ्च नाट्यशास्त्रेण अनेन सङ्गीतशास्त्रमप्यागतम् इति सङ्गीतविदाम् आशयः सर्वस्य मूलः शङ्करः एव नृत्तावसाने नटराजराजो इति यः श्लोकः अस्माभिः श्रूयते ततः एव सर्वस्य नाट्यशास्त्रस्य उद्भवः इति श्रूयते अतः नाट्यशास्त्रमपि अतीवमहत्वपूर्णम् इति कृत्वा पञ्चमवेदः इति कथ्यते अत्र द्विधा पक्षः अस्ति वेदः इति अथवा वेदतुल्यः इति वयम् सुष्ठुः मार्गं स्वशिरसि विचिन्त्य अग्रे सर्तुं शक्नुमः इति मम भावः